मम अनेकाः इष्टं खाद्यं सन्ति तेषु एकं प्रमुखम् इष्टं खाद्यं बिरियानि बिरियानी द्विविधा अस्ति पक्वबिरियानि अपक्वबिरियानि च पक्वबिरियानि निर्माणाय पक्वतण्डुलानां शाकानाञ्च स्तरः एकस्स उपरि अन्यस्य उपरि पनीरः यच्छन्ति अपक्वबिरियानि वा काच्चबिरियानि अपक्वतण्डुलानां तैल मस्लादीनाञ्च वेष्ठितं साकं पनीरञ्च एकस्य उपरि अन्यं स्थापयित्वा पच्यते सज्जीकरणकाले मस्लायुक्तसाकं पनीरं च दधीनां वेष्टित्वा घटस्य अधः स्थापयित्वा तस्य उपरि तण्डुलादीन् स्थापयित्वा पच्यन्ते प्रायः तण्डुलस्य स्तरं योजयितुं पूर्वं आलुकमपि यच्छन्ति घटः पिष्ठेन मिलित्वा भवन्ति येन ते स्वबस्पेन पाकङ्कर्तुं शक्नुवन्ति अहं गृहे बहुवारं खादितं तथा च रेश्टुरेण्ट् गत्वा अपि वा भोजनालये गत्वा अपि खादितम्